बहूनि कार्याणि जनाः साधयन्ति तेषु मध्येषु सः व्यवहारः एकं भिन्नम् अस्ति पुनश्च तत्सर्वं पाठः एव आगमिष्यति अतः अन्तर्ब् नाम अन्तर्भवति अतः धन्यमानिनः कार्यं तु पाठं पठनीयं पुनश्च अन्येषां कृते तदेव पाठनीयम् इति धन्यमानीतं कार्यं भवति